आ हरिः ओम् अहं तु अत्रत्यः उम्मच्गीतः भवान् कुत्र अस्ति इदानीम् एवं वा मदीयम् एकं कार्यमासीत् कदा आगमिष्यति तद्दिने अहं नासं नगरं प्रति गतवान् आसं दूरवाणीं कृत्वा कृत्वा त भवतः निरीक्षणं कृतमासीत् किमर्थमेवं विलम्बः क्रियते त्वया हा कार्यम् अत्रैव आगच्छति चेत् अहम् दर्शयामि पुनः सङ् सङ्क्षेपेण तद् कार्याणां स्वरूपं वक्ष्यामि इदानीम् इदानीं दशसहस्ररूप्यकाणि पूर्वमेव तद् दत्तानि सन्ति तव कृते खलु तथा तत् तथापि किमर्थं विलम्बः क्रियते ओ हो अन्यत्र अस्तु अ अस्तु इदानीं मम गृहे तद् त तत्र गोष्ठी करणीया गवां गवां गवां शाला करणीया न नूतनतया गौः गौः गोशाला गोशाला करणीया इदानीं या गोशाला आसीत् प्राचीना सा इदानीं प उपरितः भग्ना जाता न दारुमयी गोशाला दारुमयी अस्ति अस्ति पुनः नूतनानां स्तम्भानां स्थापनं करणीयं तत्र तत् स्तम्भानाम् उपरि अट्टः भवेत् सत्यं सत्यं तत् सत्यम् अट्टस्योपरि तेषां भक्षणार्थं सत्यं सः सङ्ग्रहः करणीयः

भवेत् तत्र

सत्यं सत्यं सत्यं

ह अस्तु अस्तु तर्हि आगच्छति खलु अस्तु अस्तु कार्याणि कार्याणि दर्शयाम्यहम् अस्तु इदानीं समयो नास्ति पुनः वा अत्रैव आं पश्यतु तद् प पश्यामः आ आगच्छतु आगच्छतु आ अस्तु अस्तु तर्हि हा हा अरे जातः जातः जातः जातः आगच्छतु हा अस्तु अस्तु दूरवाणीं स्थापयाम्यहम् अस्तु अस्तु हा